आम् मम समीपे एकं पुरातनं पुस्तकं प्रायेण सप्ततिवर्षात्मकं स्यात् अस्ति पुस्तकमेकमस्ति तस्य नाम कम्बरामायणम् इति तमिळ्वाङ्मयक्षेत्रे सुप्रसिद्धः कविः कम्बः इति तैः वाल्मीकिरामायणम् अनुसृत्य तमिळ्भाषायां तमिळ्भाषया रामायणकथा विरचिता अस्ति स एव कम्बरामायणम् इति सा कथा एव कम्बरामायणमिति उच्यते तत् पुस्तकं कुत्रचित् न क्रीतं मम पितामह्या प्रयुज्यमानं पुस्तकम् इति ज्ञायते अतः परम्परया अस्माकं गृहे वर्तते इदं पुस्तकम् एतत् एतत् पुस्तकं विहाय अन्ये केचन श्लोकग्रन्थाः नाम लघु लघु श्लोकपुस्तकानि अपि कानिचन सन्ति तानि पुस्तकानि अपि मम पितामह्या उपयुज्यमानानि आसन् इति ज्ञायते एतानि पुस्तकानि सर्वाणि अपि अमूल्यानि इति कृत्वा अस्माभिः यथोचितं रक्ष्यमानानि सन्ति गृहे धन्यवादः